अहम् एकघण्टात् पूर्वं मञ्जूर्या कार्नफ्लेक्स् इड्लिकां पूरीं च अ आर्डर् कृतवती तथा यदा आर्डर् आगच्छति भवन्तः इतोऽपि एक्सट्रा सास् पुदीना चट्नी इत्यादिकं प्रेषयन्ति वा एक्सट्रा कियत् अमौण्ट् भवति तदा भवन्तः वदन्ति चेत् अहं दास्यामि मम विलासः एव अत्र गिरिनगरे अस्ति भवन्तः यदा गृहम् आगच्छन्ति यदा अहं तदा ददामि